हरिः ओं आम् आं नमो नमः अस्तु भ भवतः नाम अंशः अस्ति वा अस्तु सम्यक् कदा आरभ्य शिरोवेदना अस्ति वा द्वाभ्यां दिनाभ्याम् अस्ति अस्तु अस्तु अस्तु ह्यस्तनदिने आहारे किं खादनीयं वा चायपानमभवत् कति दिनानि अस्ति शिरोवेदना द्वे दिने अस्तु अस्तु अस्तु तर्हि उदरशूलः अपि अस्ति वा अग्निः कथमस्ति अस्तु अस्तु अद्या किमपि स्वीकृतवान् वा वा नास्ति अस्तु अस्तु अस्तु महोदय तर्हि आम् आं रुग्णालये आगच्छन्तु कृपया कारणं दूर्वाण्यामहं किमपि न वक्तुं शक्नोमि भवान् भवतः भवतां प्रकृतिः आहारः इत्यादीनां वा ब इत्यादयः प्रश्नाः सन्ति तर्हि अहं सम्यक् रूपेण यदि रुग्णालये आगच्छन्ति तर्हि अहं सम्यक् रूपेण भवन्तं प्रश्नं करोमि भवन्तः प्रकृतिः पश्यामि तदनन्तरमम् अहं किमपि कर्तुं शक्नोमि आम् अस्तु आमाम् आं महोदय आगच्छन्तु आम् आम्